मम प्रदेशे ऐतिहासिकस्थानम् अस्ति मम प्रदेशे कामाख्यामन्दिरम् अस्ति तत्र गन्तुम् अनुज्ञा प्रापनस्य आवश्यकता न भवति कामाख्यामन्दिरम्प्रति सर्वे अपि गन्तुं शक्नुवन्ति केचन जनाः मनस्कामनापूरणाय मातुः सकाशं गत्वा पूजां कुर्वन्ति समययापनार्थमपि जनाः बहुषु स्थानेषु गच्छन्ति विशेषतः ये उद्योगिनः सन्ति ते यदा ग्रीष्मावकाशः भवति तदा समययापयितुं भ्रमनं कर्तुम् इच्छन्ति तदा ते स्वपरिवारेन सह सन्विल् तथा कामाख्यामन्दिरम्प्रति गच्छन्ति सन्विलम्प्रति गच्छन्ति अनन्तरं विशिष्ठ अस्ति गौहाटीनगरे तत्रापि गच्छन्ति भ्रमनाय अनन्तरं गौहाट्यम् अस्ति उमानन्दशिवमन्दिरं तत्र अपि गच्छन्ति ब्रह्म ब्रह्मपुत्रनद नदं द्रष्टुमपि गच्छन्ति तत्र माजुलीदीप् अस्ति तदपि द्रष्टुं जनाः गच्छन्ति एतादृशं जनाः समययापयितुं भिन्नभिन्नस्थानेषु गच्छन्ति